स्कन्दपुराणम् इति तमिल्भाषायां कच्छेपमुनिना विरचितं तत्र पुस्तकं मम इष्टतमं पुस्तकमस्ति तद् स्कन्दस्य विषये तस्य कथा विसृतरूपेण अयं तत्र पठितुं शक्यते अत्र तस्मिन् पुस्तके भक्तिरसः वीररसः हास्यं सर्वं तत्र तस्मिन् पुस्तके अस्ति स्कन्दस्य शौरस् स्कन्दस्य शौर्यविषये तस्य कीदृशं ज्ञानम् अस्ति इत्यस्मिन् इत्यादयः विषये तत्र वयं ज्ञातुं शक्यते